दूरस्थेषु एकान्तिकेषु ग्राम्यक्षेत्रेषु च निवसतां जनानां कृते क्रीडाः मनोरञ्जनस्य अपि च उद्विग्नतानिवारणस्य च उपायनं भवति कथं नाम इदानीं दूरस्थेषु एकान्तिकेषु नाम ये च ग्रामतः दूरे भवन्ति लघुग्रामाः नाम नगरतः दूरे ये च भवन्ति ग्रामाः तत्र निवसतां जनानां कथं नाम कबड्डि इति एका क्रीडा वर्तते सा च महत् शारीरिकं क्रीडं क्रीडा वर्तते सा एवम् तया क्रीडया बहु आनन्दः प्राप्यते अपि च यदि सः क्रीडाङ्गणः क्रीडाङ्गणं यदि असमीचीनं वर्तते किञ्चित् समीचीनं कृत्य कृत्वा क्रीडनीयं यतो हि व्रणादिकं भवति व्रणः वृणस्य सम्भावना अधिका भवति अतः किञ्चित् मृदं मृदू मृदूकृत्य मृदुनी कृत्य क्रीडा क्रीडनीया कबड्डी नाम एकस्मिन् तत्र भागद्वयं भवति एकस्मिन् भागे सप्त जनाः अपरस्मिन् भागे च सप्त जनाः भवन्ति तत्र च एकः रैड् इति आगच्छति सः एकं स्पृष्ट्वा आगच्छेत् सः स्पृष्ट्वा यावता गच्छति तावतिकाले एतेषाम् अपरस्मिन् भागे ये च सप्त जनाः सन्ति ते गृह्णीयुः यदि न गृह्णन्ति तर्हि यः स्पृष्ट्वा गतवान् तस्य जयः नाम तस्य कृते सः यावन्तं स्पृशति तावत् अङ्काः एतस्मै इत्येवं यदि ते सर्वेपि मिलित्वा एनं गृह्णन्ति तर्हि एतेषां जयः एवं रिक्ताः भवन्ति यदि ये येषां भागः रिक्तः भवति शीघ्रं ते च पराजिताः इति अपि च एतस्मात् उद्विग्नता बहु कार्यं कृत्वा कृत्वा उद्विग्नता जाता भवति एतस्मादपि तद् निवारणं भवति अपि च दूरस्थेषु ग्रामेषु सामान्यतः कूपाः नद्यः चलन् इत्युच्यन्ते ता तादृशाः भवन्त्येव तस्मादपि किं रेस् इत्युच्यते तादृशया अपि क्रीडया उद्विग्नता निवारिता भवति एवञ्च उद्विग्नतानिवारणं भवति क्रीडा क्रीडातः मनोरञ्जनं भवति उद्विग्नता अपि निवारिता भवति अपि च शारीरिकं त्यक्त्वा बौद्धिकक्रीडा अपि भवति तद्यथा चेस् इति उच्यते चदुरङ्गक्रीडा तेनापि उद्विग्नता निवारिता भवति इति